अधुनातनकाले भारतीयकलाः शिक्षितुं युवा युवजनेषु उत्साहः अस्ति इति अहं चिन्तयामि कारणं किं चेत् बहवः भारतीयकलाः अस्ति बा भारतीयकला अस्ति तत् शिक्षितुं युवजनेषु उत्साहः अस्ति इति अहं चिन्तयामि किञ्चित् भारतीयाः वयं भारतीयाः भारतीयाः इति कारणेन शिक्षितुं तात्पर्यम् अस्ति इति अहं चिन्तयामि अधुनातनकाले बहवः ख कलाः सन्ति शास्त्रीयसङ्गीतम् इति अत्यपूर्णं महत्त्वपूर्णं कला अस्ति बहवः गायिकाः गायिकाः गायकः सर्वम् अस्माकं भारते अस्ति अस्माकं कृते अस्माकं भारः भारतं भारते बहवः पद्मभूषण अवार्ड् एतत्सर्वं प्राप्तं अस्माकं भारते युवजनेषु दा शास्त्रीयसङ्गीतं नृत्यं तत्सर्वं सर्वेषु उत्साहः अस्ति अस्ति किन्तु किन्तु किञ्चित् विभागे किञ्चित् मनुष्यविभागे दूरवाणी्मध्ये अडिक्ट् अस्ति इति अहं चिन्तयामि द्वयोः भागम् अस्ति इति मम अभिप्रायः